संस्कृताभरण आपणः अस्ति वा मम कृते एकं कासिनकण्टहारः अपेक्षते स्म हा सत्यं मम अनुजस्य विवाहः अस्ति अहं तु सम्यक् रीत्या सज्जी भवतुं इच्छामि बहु सुन्दरा द्रष्टव्यम् अस्ति मया तन्निमित्तं भवती सहायं करोति वा हा हा कीदृशं कुर्वन्ति भवत्यः हा भवत्याः समीपे डिजैन् सर्वम् अस्ति वा भिन्नभिन्न आ पश्यतु भगिनी एकं वाक्यं वदामि यदि भवति सम्यक् रीत्या किञ्चिद् न्यूनधनेन कर्तुम् इच्छति अथवा शक्नोति अहं सर्वान् मम बन्धून् आनयामि यतोहि विवाहः अस्ति इति कारणात् बहु सम्यक् रीत्या भवती धनम् अर्जनम् कर्तुं शक्नति बहवः सन्ति मम अनुजामपि आनयामि अस्तु वा मम कृते कीयद् ग्राम् इति नास्ति धनं यथेष्टम् अस्ति भगिनी भवती कृत्त्वा दातव्यं भवति उत्तमरीत्या दातव्यं तस्मिन् विषये भवती चिन्तयतु अस्तु वा धनस्य विषये चिन्ता एव नास्ति आ सत्यं कस्टमैस् तु अस्ति एव भगिनी तदर्थम् अहं धनं यथेष्टं यच्छन्ती अस्मि नोचेत् धनमहं तावद् न ददामि खलु हा हा आ हा अन्या एका विषयः अस्ति भगिनी आ निश्चयेन आगच्छामि अहं पूर्वम् एकं विषयं वक्तुम् इच्छामि अग्रिम मासद्वयानन्तरम् एव मम अनुजस्य विवाहः अस्ति तावदा पूर्वं भवती शीघ्रं ददाति इति चेद् एव केवलमहं ददामि न भगिनी निमिषम् एकम् अथवा दि दिनमकं त्यजतु अनन्तरम् आगच्छतु अग्रिमसप्ताहे आगच्छतु तद् सर्वमहं न सोढुं शक्नोमि अहं धनं ददामि इत्युकवती तावता भवती कार्यं समापनीयं तावदेव एव अत्र न चिन्तयन् हा एवं वा अस्तु तर्हि अहम् अग्रिमसप्ताहे आगच्छामि भवतीं द्रष्टुं मम सर्वान् पृ पृच्छामि कीदृश आभराणि अपेक्ष्यन्ते इति पृष्ट्वा सर्वं लिस्ट् कृत्त्वा अहम् आनयामि पश्यतु बहूनि आभराणि सन्ति चिन्तयित्वा कृत्वा दातव्यम् अस्तु वा एवं वा महान् सन्तोषः महान् सन्तोषः एवं वा महान् सन्तोषः अस्तु वा यदि भवती सम्यक् कृत्त्वा ददाति भवत्याः कृते अहम् उपायनमपि ददामि अस्तु वा हा आ अस्तु अस्तु धन्यवादः भगिनी तर्हि अग्रिममासे मिलामः राम् राम्